विवाहेषु अस्माकं प्रदेशे तु अस्मिन् नृत्यम् इति कथने एकं नृत्यम् अस्ति तस्यैव भवति प्रचलनम् अस्ति विवाहेषु तु ते स्वरूपेण स्वस्य सज्जनं कृत्वा लोकगीतेन नृत्यं कुर्वन्ति परन्तु इदानीम् चलचित्रगीतानि प्रचलन्ति बहु प्रचलन्ति नृत्यकाले तु गीतानि सन्ति यदा बत्तमीज़् दिल् लण्डन् थुमग्दा राधा इत्यादि गीतानि जनाः नृत्यन्ति